वयं स्वास्थ्यस्येव परिणामं वदामि अहं परिवारस्य कः त्वं कृत्वा तापुपलः कृतवन्तः अहम् आक्षेपस्य कारणं मूलकारणं किं भवेति अस्माकं भाषाः संस्कृतपत्यम् इदानीम् किञ्चिद् बहु विकल्पाः सन्ति वयं संस्कृतस्मरणार्थं वयं कुर्मः अस्माकं जनाः संस्कृतमेव कुर्वां कुर्वन्ति संस्कृतस्य भारतीया भाषा वा वयं भारतीया भाषा एव संस्कृतम् संस्कृतमुक्तम् इत्यनेकं भारतीया भाषा संस्कृतस्य केरलीयस्य कुर्वन्ति जनपदम् भारतीयसंस्कृतम् संस्कृतभाषाया उत्कलाले किं किं कुर्वामः अहं भार् अहं एकः भारतीयः किमस्ति मम कर्तव्यः भूषणं भूषणं भवति इत्यनेकं कलालयस्य पार्टः मध्ये मध्ये कुर्मः इदानीं कुर्वन्ति जानीमः अस्माकम् अस्माकं वयं कुर्वन्ति सः पादोन पादोन किञ्चन किञ्चन ईषत् किञ्चिद् वा वयं कृत्वा पठघोषणं पठघोषणं पठघोषणम् इत्यनेकं सीसन्मध्ये वयं फाडोग्बः इदमेकं कृत्वा पृष्टव्यः राशीं मे मध्ये अस्माकं संस्कृतभाषायाः संस्कृतभाषा या आसीद् कृतं वयं करोति